वस्तुतः मया न कदापि पशुपालनं कृतम् अतः तद्विषये तद् विषये बहु न जानामि तथापि यथा यद् दृष्टं तद् अनुसारेण वक्तुम् इच्छामि यत् प्रतिदिनं तेषाम् तु आहारः सम्यक् दातव्यः भवति तेषां शरीरादि पोषणम् अर्थात् स्नानादिकरणं तत्र गोष्ठस्य स्वच्छताकरणम् इत्यादि अवश्यं करणीयम् एव तत् जातयः प्राप्तुम् कः पोषणसमयः इत्यादि विषये न ज्ञायते अपि च कथं पशूनां पालनं करणीयम् पालनं तु सामान्यतया जानीमः एव तेषाम् आहारः सम्यक् दातव्यः इति पुनश्च चरितुं यथा तृणम् चर् चर्वणं कर्तुं क्षेत्रं नेतव्यं क्षेत्रं नीत्वा तत्र तेषाम् अटनार्थं किञ्चित् किं स्वातन्त्रं दातव्यं सर्वदा गोष्ठे एव न स्थापनीयम् यतोहि शुद्धवायुं ते तैरपि स्वीकरणीयं भवति पशूनां काः जातयः पशुपालनं न कृतम् इत्यतः कापि जातयः सम्प्रति न वर्तन्ते